वेदः भगवताव्यासेन चतुर्धा विभक्ताः वर्तन्ते ते ऋक् यजुः साम अथर्व इति तेषाम् अध्ययनं दुष्करम् इति ज्ञात्वा षडङ्गानि च रचितानि वर्तन्ते ते च अङ्गानि वर्तन्ते शिक्षा व्याकरणं छन्दः निरुक्तं ज्योतिषं कल्पः इति अत्र वेदस्य अङ्गः ज्योतिषम् इति ज्ञायते कथं नाम वेदस्य तु उपयोगः कर्मणि वर्तते कर्मणि नाम यागादिषु तस्य यागस्य कालगणनार्थं ज्योतिषशास्त्रमपेक्षितम् इत्यतः वेदस्य अङ्गं भवति ज्योतिषशास्त्रम् एवञ्च अप्रत्यक्षाणि शास्त्राणि विवादस्तत्र केवलम् प्रत्यक्षं ज्योतिषं शास्त्रं चन्द्रार्कौ यत्र साक्षिणौ इत्यादि वचांसि ज्योतिषशास्त्रस्य उपरि रचितानि वर्तन्ते नाम वेदान्तन्यायादिषु युक्त्या तस्य प्रतिपादनं क्रियते परन्तु ज्योतिषशास्त्रं तथा न वर्तते किमर्थं नाम चन्द्रसूर्यौ चन्द्रसूर्ययोः प्रत्यक्षेण एव ज्ञात्वा कालानुगणनं क्रियते एवम् अतः प्रत्यक्षं ज्योतिषं शास्त्रं चन्द्रार्कौ यत्र साक्षिणौ इत्यादि वचांसि श्रोतुं शक्नुमः छन्दसा ज्योतिषं ज्योतिषस्य उपयोगः कथं भवति नाम इदानीं कश्चन जन्मप्राप्तवान् इति इति दृष्ट्वा तदा तस्मिन् काले र सूर्यः कुत्र आसीत् चन्द्रः कुत्र आसीत् इत्यादिकं पर्यालोच्य ज्योतिषे ज्योतिषस्य उपयोगः कर्तुं शक्यते